नारायणं नमस्कृत्य नरञ्चैव नरोत्तमं देवीं सरस्वतीं नत्वा ततो जयमुदीरयेत् एतेन मङ्गलश्लोकेन ज्ञायते यत् आदौ महाभारतस्य नाम जयः इति आसीत् तदनु च महाभारतस्य भारतरूपेण कल्पना अस्ति यन्न भारते तन्न भारते इत्यादिषु सूक्तिषु भारतम् इति ग्रन्थस्य नाम प्रतीयते अनन्तरं महत्वात् भारवत्वात् च महाभारतम् इति एवं जय भारतं महाभारतम् इति अत्र विशेषतः पाश्चात्य इतिहासकाराः वदन्ति यत् महाभारतं केनापि एकेन लेखकेन न रचितम् इति तत्र तेषाम् एतादृशकथनस्य कश्च किञ्चन कारणं वर्तते यतो हि महाभारते क्वचित् क्वचित् परस्परं विप्रतिषिद्धवचनानि अपि वर्तन्ते किन्तु तत्र प्रकरणादि दृष्ट्वा यदि विचारयामश्चेत् यस्मिन् प्रकरणे यद्वाक्यमुक्तम् अस्ति तद्भिन्नप्रकरणे तद्विरुद्धं वाक्यमपि अस्ति चेदपि एककर्तृकत्वं सर्वथा न सिद्ध्यति इति वक्तुं न शक्यते अस्माकं भारतीयपरम्परा तु भगवान् वेदव्यासः एव महाभारतं रचयामास इति मन्यते भारतीयपरम्परायाम् एतादृशं यद्वचनमस्ति तद्केवलं न केवलं प्राचीनकाले एतादृशाः समर्थाः ऋषयः आसन् अपि तु आधुनिककाले अपि वयं पश्यामः आचार्यराधावल्लभ् त्रिपाठिसदृशाः विद्वांसः स्वजीवने शताधिकग्रन्थान् रचितवन्तः सन्ति रचयन्तश्च सन्ति तर्हि किम् एकलक्षश्लोकात्मकं काव्यं केनापि एकेन जनेन रचयितुं न शक्यते इति वक्तुं सर्वथा युक्तं नास्ति अतः एव मम तत्र अभिप्रायः अस्ति यः खलु भगवान् वेदव्यासः तेनैव महाभारतं रचितं परम्परया यद् अस्माभिः श्रूयते तद् यथार्थम् इति अवगन्तव्यम् तत्र वयं जानीमः काचित् सूक्तिः प्रसिद्धा वर्तते न हि अमूला जनश्रुतिः जनेषु या श्रुतिः सा सर्वथा अमूला न भवति तस्याः किमपि मूलम् अवश्यं भवति अतः एव अस्माकं परम्परायाः यत् मूल्यम् अस्ति महाभारतं भगवता व्यासेन विरचितं तद् अहमपि अङ्गीकरोमि अयमेव मे अभिप्रायः